मम प्रदेशे प्रधानकृषिः क्रमुका पूगीफलम् इति तत् ताम्बूलचर्वणे ते उपयुज्यन्ते अनन्तरं वर्णः वा वस्त्रादीनां वर्णः वर्णसङ्क्रमणे अपि ते उपयोगङ्कुर्वन्ति अनन्तरं बीडा इति पान् पान् पान् इति वदन्ति तत्र उपयोगः बहुषु तद् खादने वा बीडा पा खादने एव तस्य उपयोगः तद् इदानीं व्रीहिकृषिकाः अनेके स् आसन् इदानीं तत् नष्टः भविष्यति त प्रयासः इति ते तत् परिवर्तनङ्कृत्वा सर्वत्र अपि क्रमुककृषिमेव कुर्वन्ति पूगीफलकृषिं कृषिम् एव कुर्वन्ति शिव्मोग्गा प्रदेशे अतीव क्रमुकाप्रदेशः अस्ति तेन धनं बहुधनम् आगच्छति इति ते सर्वत्र लाभदायकं तत् कृषिव्यवसायः